हरिः ओं हा वदतु महोदय आफ़ीस् मध्ये अस्मि टूर् पेकेज् अस्ति महोय भवतां कृते कति दिनानि टूर् पेकेज् आवश्यकं वदतु दश दिनानि वा किञ्चित् स्थलानि वदन्तु महोदय कुत्र कुत्र गच्छतीति हा पेकेज् मध्ये अस्ति महोदय एकसहस्रं मध्ये एकं पेकेज् अस्ति महोदय तस्मिन् पेकेज् मध्ये आगच्छ न्ति बिजापुरः आलमट्टि अनन्तरम् एलुगुरः कोलारः हलेबीडुः इति एकं पेकेज् अस्ति एकसहस्रम् एकसहस्रं भवति महोदय दिनानि एकमेव महोदय एकदिनं पेकेज् महोय एकत्र ओहो दशदिनानि आवश्यकं वा तस्य बहु दनानि भवन्ति महोदय धनं बहु भवति इति षट्सहस्रम् अपि भवति इति महोदय प्रायः चलति वा अस्तु महोदय अन्यत् एतत्तु ओडिसा गुजरात् अनन्तरम् अगर्थाल् झम्मू काश्मीर हिमालयः इति पेकेज् वर्तते महाराष्ट्रं हा तत्सर्वं दृष्ट्वा अनन्तरं भवतां कृते स्थलमपि वर्तते भोजनमपि लभ्यते अनन्तरम् उपहार प्रातःकाले उपहारः भवति अनन्तरं सम्यक्तया प्रकोष्ठः भवति ए सि अपि भवति भवतां कृते सम्यक्तया छायं लभ्यते प्रातःकाले छायं लभ्यते अनन्तरम् उष्णजलमपि मिलति शीतजलमपि मिलति हा तद् तदपि अस्ति महोदय वैद्यप्रचारः अपि अस्ति आम् आं सत्यं सत्यं सत्यं वैद्यकीयसौलभ्यमपि लभ्यते वैद्यः मिलति किन्तु एम् बि बि एस् ते न आगच्छन्ति महोदय वैद्यः मिलति परन्तु भवतां कृते न न भवतां कृते फस्ट् एड् लभ्यते खलु तादृशपर्यन्तम् अनन्तरं भवतां कृते हारं शृणोतु प्रातःकाले भवतां कृते उपहारः लभ्यते किं पलाव् लभ्यतेम् अनन्तरम् इड्लिख लभ्यते दोसा लभ्यते भोजनं लभ्यते किं महोदय मधुरं लभ्यते खलु किं मधुरं वा किं क्षीरस्य मधुरं लभ्यते शीघ्रं वदनीयं महोदय अन्यथा के के आगच्छन्ति खलु ते आगत्य पृच्छन्ते च इति अहं दास्यामि शीग्रं शीग्रं स्थापयतु महोदय किञ्चित् अवशिष्यते